मया कुर्तिवस्त्राणि बहु इष्यन्ते तत्रापि कार्पासतः कृतं वस्त्रं बहु समीचीनम् भवति मया सद्यः यत् वस्त्रं क्रीतं तत् अन्यन्तं समीचीनम् वर्तते कार्पासतः कृतं वस्त्रं वृष्टिकाले गर्मकाले शैत्यकाले च सुखमेव जनयति अपि च मम समीपे यावत् धनमासीत् तावत् धनं प्रति समीचीनं वस्त्रमेव मया प्राप्तम् वर्णः अपि समीचीनम् आसीत् सामान्यतः कार्पसवस्त्राणि वर्णं त्यजन्ति मया क्रीतवस्त्रे इयं समस्या न आसीत् अतः अहं सन्तुष्टा